मम बहुवारं पठितं किमपि इष्टतमं पुस्तकं तु नास्ति पुनः पौन्य पुण्येन पठनाभ्यासनार्थमवे शिशुपालवधम् अष्टाध्यायी एतस्य पुस्तकं पठन्नेव अस्मि तदेव भाषाभ्यासार्थम् एव पुन प्पुनः पठन्नस्मि तद्विषये चलच्छित्रं द्रष्टुं हा इच्छामि कोपि कोपि तद् निर्माणं कृतं चेत्